संस्कृतभाषायां व्यक्तिपरिचयसमये कानि वाक्यानि कानि क्वचित् वाक्यानि उपयुज्यन्ते प्रतिनित्यम् अवसनं तानि वाक्यानि नाम भवतः नाम किं भवतः पितरौ कौ तस्य नामानि कानि तस्य तस्य नाम किं नाम किं तस्य नाम किम् इत्यादयः तदवतव न त्वं कुत्र निवसति इत्यादयः भवतः भोजनं भोजनं क्रियते वा न वा इत्यादयः क्वचित् संस्कृतभाषा फलानि अस्ति मा आम्रफलं काश्मीरफलम् इत्यादयः फलानि व्यञ्जकानि प्रतिनित्यम् अवसराणि धान्यानि नाम माषः इत्यादीनि धान्यानि इत्यादिधान्यानि एतानि ज्ञायते चेत् तथा संस्कृतं बेसिक् इति किमस्ति तद् प यत् किञ्चित् ज्ञायते इति